अस्माकं प्रदेशे सर्वतः रोगाणाम् अधिकृत्य अधिकम् इन्फ़मेषन् न लभते ह्म् यत्सर्वं टि वि माध्यमेन वाट्सप् माध्यमेन लभते तदेव वयं ज्ञातुं शक्यते ह्म् अन्यथा प्रवृत्तं सर्वं सामान्यरीत्या द्रष्टुं न शक्यते विद्यालये कार्यालयेषु सर्वं किञ्चित् प्रचलति इति मन्ये अन्यद् विषये किञ्चिदेव ज्ञानं प्रचलति ह्म् चिकित्साविषये सर्वकारीययोजनानां विषये अपि चिकित्साविषये अत्र प्रदेशे बहवः ह प्रैवेट् आस्पिटालयाः सन्ति इति कारणेन तत्र सर्वे सज्जाः ह्म् सर्वेषां कृते इन्श्रन्स् अपि भवति भविष्यति इदानीं गौर्मेण्ट् अपि भविष्यति कारणेन सर्वेषु रोगनिवारणकार्ये आतुरालयस्य सेवनस्य लब्धिः सम्यक् अस्ति अत्र ह्म् अन्यत् सर्वकारीययोजनानां विषये सार्वजनिककार्यक्रमाणि करोति वा स सर्वकारीययोजनानां विषये सार्वजनिककार्यक्रमाः किञ्चित् न्यूनाः यदि वक्तव्यं ह्म् कदाचित् मशकनिवारणार्थम् वाहनानि गच्छति ह तदेव वयं दृश्यते अन्यद् किमपि प्रयत्नाः वयं साक्षात् दृष्टुं न शक्यते एतदेव अत्रत्य प्रश्नः न किञ्चित् क्लेशः भवति किञ्चिदपि सर्वे प्रयत्नः कृत्वा सार्वजनिककार्यक्रमान् करणीयः इति एव मम अबिप्रायः